शिक्षा व्याकरणं छन्दः निरुक्तं ज्यौतिषं तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः शिक्षाशास्त्रं वेदस्य एकम् अङ्गम् अस्ति पुनश्च श्रोत्रं वेदस्य श्रोत्रम् अपि इति अपि निरुक्तस्य व्याख्या क्रियते शिक्षाशास्त्रं वेदस्य स्वरूपसंरक्षणार्थम् अस्ति तस्य तत्र उच्चारणादिकं सर्वं शिक्षाशास्त्रेण एव ज्ञायते शिक्षाशास्त्रं विना वेदाध्ययनं आधुनिकैः क्रियते तत् असमिचीनं भवति तत्र उच्चारणसमये अपल्प्राणमहाप्राणानां वैलक्षण्यं उदात्त अनुदात्त स्वरित स्वरभैदाः अपि सम्यक् क्रियते चेदेव वेदस्य उच्चारणं सम्यक् भवति पुनश्च तस्य अर्थम् अपि एतस्य उदात्तानुदात्तस्वरितस्य सम्यक् उपयोगेन एव ज्ञायते